वदन्तु

अवश्यम् अवश्यं मेडं तत्र किं भवति इत्युक्ते अस्माकं केन्द्रे बहूनि यानानि सन्ति अनन्तरं कश्चन दर्शयितुमपि आगच्छति अत्र वस्तुगत्या अयं प्रदेशः अत्यन्तम् उचितः भवतां यः निर्धारः अस्ति सः अत्युत्कृष्टः अस्ति अयं कालश्च अत्यन्तम् उचितः अस्ति अतः भवती एकं कार्यं करोतु एकं दिनाङ्कं वदतु मह्यं तस्मिन् दिनाङ्के अहं यानव्यवस्थां करिष्यामि दशदिनानि भवतु कियन्तः आगच्छन्तस्सन्ति इत्यपि वदन्तु कियन्तः आगच्छन्ति भवन्तः दशजनानाङ्कृते प्रायः आधिक्येन सर्वे स्थूलकायाः एव भविष्यन्ति अतः अहं किं करोमि इत्युक्ते बृहद्यानम् एव अहं बुक् करिष्यामि तदानीं सम्यक् भवति वा इति पुनश्च हरि ओं श्रूयते खलु तत्र भवतां वित्तव्यवस्था कथं भवितुमर्हति अस्माकं प्रत्येकं दिनस्य एतावदिति प्रागेव निश्चितमस्ति

अस्माकं सविदे अस्म अस्माकं सविदे उत्तम उत्तमस्थानानि सन्ति यत्र भवन्तः स्थातुं शक्नुवन्ति तत्र बहूनि तत्र द्रव्याणि उचितरूपेणैव दीयन्ते भवताङ्कृते उदाहरणार्थं प्रातःकाले उपाहारः उचितः अस्ति अपराह्णे भोजनम् उचितमस्ति इत्युक्ते वित्तं वयं न स्वीकुर्मः

श्रूयते खलु तदेव वित्तं किमपि न् दातव्यमिति नास्ति तत्र टेन् डेस् नैट् स्टे भवतां कृते उचितरूपेण दीयते यानव्यवस्था तु कृता अस्ति तत् तत्र बहूनि स्थानानि सन्ति अस्माकम् एकः चालकः अस्ति चालकः अनन्तरं तन्मित्रं च वर्तते तौ द्वौ आगच्छतः भवतां कृते सर्वाणि स्थानानि ते प्रदर्शयिष्यन्ति अत्र हरि ओं अत्र भवन्त यत्र आगन्तुमिच्छन्ति तत्र सिरिमने फ़ाल्स् वर्तते अनन्तरं देवालयः वर्तते अनन्तरं बहूनि रेसार्ट् इति यदुच्यते तान्यपि सन्ति अनन्तरम् अत्र निकटे किग्ग इति स्थानमस्ति तत्र देवालयोप्यस्ति अनन्तरम् अत्र निकटे जय्पुर चिक्कमङ्गळूरुनगरे भवतां कृते मुळ्ळय्यनगिरि इति वर्तते तत्र बहु सम्यगस्ति स्थानम् अनन्तरं बहूनि जलपातान्यपि सन्ति यत्र भवन्तः गन्तुं शक्नुवन्ति अनन्तरम् अरण्यम् अरण्यप्रदेशोप्यस्ति उदाहरणार्थं बाळेहोन्नूरु इत्यादिषु अरण्यप्रदेशोप्यस्ति स्थानं बहु सम्यग्भवति

डेट् एकं कन्फ़म् कृत्वा भवन्तः वदन्तु अस्तु शुभं भूयात्